लोकयानम् अस्माकं प्रदेशे स्थानीययानव्यवस्थाः सन्ति जनाः कार्यार्थं सञ्चारम् कर्तुं लोकयानम् अवलम्बिताः अतः लोकयानम् अधिकानि सन्ति जनाः अपि लोकयानस्य अवलम्बिताः सन्ति केचनजनाः द्विचक्रिकया गत्वा कार्यं कुर्वन्ति द्विचक्रिकया गच्छति चेत् तस्य कार्यं शीघ्रं समाप्य गृहम् आगन्तुं शक्नुमः इति चिन्तयति अनन्तरं दूरप्रयाणार्थं कार् यानं धनिकाः स्वीकुर्वन्ति परन्तु अधिकजनाः लोकयानस्य उपयोगम् अधिकं कुर्वन्ति